अहं पुष्पाणि शाकानि पादपानि आरोपयितुम् इच्छामि कारणं अहं यदा इच्छा इच्छामि तदा अहं गृ तथैव अहम् शुद्धं शाकाणां उपयोगं कर्तुं शक्नोमि तत्र अहं सावयव गोबरम् इति पादानां पादानां पूरयामि तत् ततः अहं शुद्धं शाकान् शाकानि प्राप्नुं शक्नोमि मार्क मार्केट् ह शाकानि प्राप्तुम् अहं बहिः गृहात् बहिः न गन्तुं न गन्तुं मया न गन्तव्यम् अस्ति अहं गृहे एव न्यूनं शुल्कं शुल्कं शुल्के शाकानि प्राप्तुं शक्नोमि व अयं अयं अयं तत् शाकानि आरो तत् शाकानि खादितुं मया आरोग्यम् अपि सम्यक् भवति